मम इष्टतम ऋतुः भवति वर्षाऋतुः अयं ऋतुः गीष्मऋतुः अनतरं वर्षाऋतुः आगच्छति अयं ऋतुः जीवनदायिनी ऋतुः कथ्यते यतः ग्रीष्मकाले सूर्जस्य आतपेन प्रति तपति वर्षा ऋतुः आकाशे मेघे आच्छन्नः भवति वर्षा ऋतौ प्राकृतिकदृश्यम् अतीवरमणीयं भवति अस्मिन् ऋतौ प्रकृतिः विविधरूपाणि धारयति कदाचित् विद्युत् विस्फुरति कदाचित् झञ्झावातः भवति कदाचित् इन्द्रधनुषः विविधवर्णशोभा दृश्यते आकाशमध्ये मण्डुकाः गीतं गायन्ति मयूराः नृत्यति श्रावणमासे स्थितेऽयं ऋतुः भारतीयकृषिकाणां जीवनं भवति कृषिकार्याय वर्षा परमावश्यकम् अस्ति कदाचित् वृष्टिः अत्याधिकं मात्रायां भवति तदा नदीषु सरोवरेषु च जलस्तरः वर्धते भूमिः पङ्किला भवति आवि अतिवृष्ट्याः स्थाने स्थाने जलाप् जलाप्लावः भवति मार्गाः अवरुद्धाः भवन्ति क्षेत्रेषु जलमपि नश्यति परन्तु वर्षा हि जीवनधारणं जीवनस्य आधारः भवति यतोहि मध् मह्यं वर्षा ऋतुः अतीव रोचते